मम बाल्यकाले न परन्तु अहं मन्ये वयं प्रायः विद्यालययात्रायाम् ऐतिहासिकस्थालानि वा प्रकृतिनिकुञ्चनानि वा गच्छामः तत्रतः यात्रा सर्वदा मजेयम् आसीत् मम बाल्यकाले विद्यालययात्रासु वयं प्रायः समीपपस्थान् पर्वतान् सङ्ग्रहालयान् वा गच्छामः स्म महाविद्यालययात्रासु अपि एतादृशानि स्थानानि आसन् अहं तत्र गन्तुं न शक्तवान् परन्तु यदि शक्नोमि तर्हि वयं सम्भवतः ऐतिहासिकदुर्गाणि सुन्दराणि उद्यानानि च गतवन्तः स्याम